किमपि नूतनस्य एकस्य विषयस्य लेखनसमये तु सर्वेषाम् एव क्लेशः जायते अहमपि आचार्यकरणसमये डिजार्टेसन् इति लिखितवती तत्तु सम्पूर्णं नूतनम् अस्ति मम कृते परन्तु अहं तस्य विषये पुस्तके अत्र तत्र दृष्ट्वा मम लेखनकार्यम् अर्थात् मम लघुशोधपत्रं समाप्तं कृतवती